हरिः ओम् अहं पौण्क्षणा बेताल् अस्मि किञ्चित् कालादौ अहं दशं बर्गर् एवञ्च पञ्चदश पेकेट् फ़्रेञ्च् फ़्रैस् आर्डर् कृतवती परन्तु इदानीं तद् आर्डर् न्यूनः करोतु तर्हि षड् बर्गर् एवञ्च अष्ट पेकेट् फ़्रेञ्च् फ़्रैस् आर्डर्तः निष्कासयतु एवं च चत्वारि बर्गरः शप् सप्त पेकेट् फ़्रेञ्च् फ़्रैस् च प्रेषयतु धन्यवाद्